विद्यालयं विद्यालयेषु पाठ्येतरक्रियाः काः इत्युक्ते कानिचन क्रियाः अहं वदामि सेमिनार् इत्युक्ते सङ्गोष्ठी कार्यशाला इत्युक्ते वक्शोप्स् स्पर्धाः इत्यादयः भवन्ति तत्र पुरस्काराः बहुविधाः यदा कक्ष्यायां प्रचलति तत् प्रोत्साहरूपेण नक्षत्राणि अध्यापकाः दास्यन्ति विद्यालयेषु विद्यालयेषु वा आन्तर्विद्यालयेषु यदा स्पर्धाः प्रचलन्ति तत्र ट्राफ़ि मेडल् सर्टिफ़िकेट्स् प्रमाणपत्राणि एतानि वितरणानि भवन्ति एतानि कार्याणि अतीव उत्साहेन अहं करोमि स्पर्धान् योजयित्वा पुरस्कारवितरणपर्यन्तम् अहं सर्वं सर्वान् कार्यान् अकर्वम्